जगतः अभिवृद्धेः विषये तु मम अभिप्रायः इदानीं बहु अधिकम् अभिवृद्धिः भवति एव पूर्वं जनाः किमपि डिसीजेस् आगच्छति चेत् तद् निवारणर्थं वैद्यः तादृशं किमपि न लभ्यते इदानीं सैन्स् अभिवृद्धिः भवति रोगनिवारणार्थम् अधिक औषधानि आगतम् अनन्तरम् एतत् ट्रान्स्पोर्ट् विषये वा स पूर्वं किमपि नास्ति ते पादाभ्याम् एव गच्छन्ति इदानिं सर्वं ट्रान्स्पोर्ट् सिस्टम् अपि भवन्ति अनन्तरम् आन्लैन् स्टडीस् अपि आगतम् छात्राः अधिकम् ज्ञातुम् इदानीं बहु अवकाशाः सन्ति तादृशम् इदानीं जगत् अभिवृद्धिः सम्यक् एव अत् अभवत् इदा एतत् टेक्नालजी पल्लट्टूरु ग्राम तत्रापि सम्यक् गच्छति चेत् तेषां अक्षराभ्यासं तत् पठनम् तत् सर्वं सम्यक् भवति चेत् किञ्जित् जगद्विकासं अग्रे गन्तुं बहु लाभदायकं भवति